मया इदमिदानीं वयर् कटर् क्रीतम् मम कृते तु तस्य आवश्यकता बहु आसीत् परन्तु यदा वयर् कटर् आसीत् अस्ति तस्य तीक्ष्णता बहु अधिकं वर्तते तेन मम हस्तः कर्तितः कृपया एतावद् तीक्ष्णं मा कुर्वन्तु